युवानः वार्तां पश्येयुः किन्तु तत्र प्रामाणिकं किमस्ति तदपि ज्ञानं स्यात् वार्तां यदा पश्यति तदा तस्य अभिभावकाः यदि बालः अस्ति तर्हि अभिभावकाः अपि तत्र सह एव उपविश् उपविश्य पश्येयुः इति एव मम मतं कारणं किमस्ति तत्र वार्तायां किमपि किमपि आगच्छति तत्र पूर्वं सुसङ्गठितं पूर्वं विचारितम् आगच्छति कदाचित् यः वार्तां लिखति कदाचित् अनुवादं च करोति तर्हि तत्र केषां शब्दानां प्रयोगः तत्र आवश्यकं यदस्ति तदेव करणीयं द्वितीयं वार्ता वार्ता चेनल्स् सन्ति तर्हि उत्तमं यद् किमपि साधनमस्ति तत्रैव यदि वार्तां पश्यामः चेत् आनन्दः भवति नो चेत् डिबेट् पश्यामि वादविवादं पश्यामि तत्र किमपि तत्त्वं न मिलति इति एव मम आशयः वार्तामनुसरणेन कः लाभः इदानीं प्रतियोगिक परीक्षासु ये लिखन्ति कदाचित् क्रिकेट् क्रीडायां कः लब् पदकं प्राप्तवान् तादृशीं वार्तां पश्यति चेत् तस्य लाभः द्वितीयं कः वैज्ञानिकः कथं चन्द्रयानम् अगच्छत् कथं विज्ञानं कार्यं करोति तत् दृष्ट्या कुत्र कः वैज्ञानिकः के कस्य अनुसन्धानं करोति इति विषयकशिक्षासम्बद्धाः वार्ता भवन्ति तद् हितकरः भवति लाभः अस्ति तस्य जीवने अपि सदुपयोगः ये म महापुरुषाः सन्ति सामूहिकसंस्थाः कार्याणि कुर्वन्ति शिबिराणि चलन्ति चिकित्सा क्षेत्रेषु यत् कार्यं भवति कृषिक्षेत्रे अनुसन्धानान् अधिकं भवति यः कृषकः अस्ति सः सम्यक् कार्यं कृतवान् कथं कृतवान् इति तादृशीं वार्तां पश्यति तर्हि तस्य महान् लाभः पशुपालनं कथं करणीयम् पशुपालनविषये अपि सर्वत्र कथं करणीयं कस्य कस्याः प्रजातेः उत्तमता भवति दुग्धादि उत्पा उपादानदृष्ट्या अथवा पशुसंरक्षणदृष्ट्या पशुरोगविशेषज्ञाः ये वार्तां तत्र वदन्ति तद्विषये यदि कश्चित् पश्यति तस्य महान् लाभः अनेन सन्तोषः भवति अनेन तस्य बालकस्य लाभः भवति अनन्तरं सः विषयचयने अपि तस्य सहयोगः भवति एव